द्व्यद् द्व्यधिकद्विसहस्त्रतमवर्षस्य अगस्तमात् मासस्य पञ्चमं दिनम् चतुरधिक द्विसहस्त्रतमवर्षस्य जुलै मासस्य प्रथमं दिनम् ऊनविंशशताब्द्याः ऊनविंशशताब्द्याः दिसम्बर् मासस्य द्वितीयं दिनम् त्रि त्रिण् त्रिनवत्यधिकैकोनविंशतितमवर्षस्य जन्वरी मासस्य षड्विंशं दिनम् अष्टाधिकद्विसहस्त्रतमवर्षस्य अगस्तमासस्य पञ्चदशं दिनम्